चतुरधिकद्विसहस्रतमवर्षस्य फेब्रवरि मासस्य सप्तविंशः दिनाङ्कः पञ्चाशदधिकनवशतोत्तर एकसहस्रतमवर्षस्य जान्वरि मासस्य षडविंशः दिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्कः द्विसहस्रतमवर्षस्य जन्वरिमासस्य एकादशः दिनाङ्कः पञ्चाधिकत्रिसहस्रतमवर्षस्य अगस्तमासस्य सप्तदशः दिनाङ्कः